भारते प्रसिद्धाः क्रीडाः क्रिकेट् बेड्मिण्टन् टेबल् टेनिस् फ़ुट्बाल् वालिबाल् खोखो इत्यादि वर्तते वर्तन्ते भारते क्रिकेट् क्री क्रीडायां बहवः सुप्रसिद्धः क्रीडकाः सन्ति सचिन् तेण्डुल्कर् एम् एल् धोनि युवराज् सिङ्ग् हार्दिक् पाण्ड्या सूर्यकुमार् यादव् एते स् सर्वे क्रीडकाः क्रिकेट् मध्ये सन्ति अनन्तरं सान्या नेवाल् बहवः बहवः क्रीडकाः भारते वर्तते परन्तु क्रिकेट् क्रिकेट् एवं क्रीडा अस्ति यत् विश्वे सर्वे सर्वे विश्वे सर्वे क्रिक् क्रिकेट् क्रिकेट् सुप्रसिद्धः वर्तते नाम यदा वर्ल्ड् कप् इत्यादि भवति तर्हि सर्वे जनाः बहु उत्सुकेन पश्यन्ति अनन्तरं ना सचिन् तेन्दुल्कर् इत्यनेन कपिल्देव् कपिल्देव् एम् एस् धोनि महेन्द्रसिङ्ग् धोनि अनयोः अनयोः उ उभयोः उभयोः उभयोः बहू सम्यक् क्रीडा क्रीडा कृतवान् क्रीडा खेलितवन्तः